डेङ्गूज्वरमलेरिया इत्यादीनां मशकरोगाणां निवारणमस्ति पेयजलं सर्वदा शुद्धं भवेत् शुद्धशाकाहारिभोजनं करणीयं सरोवरः समुद्रम् इत्यादिः सर्वदा स्वच्छं भवेत् वातावरणं सर्वदा शुद्धं भवेत् पिष्टकखाद्यानि न खादनीयम् जलमूलस्थानेषु वस्त्रप्रक्षालनम् आदिकार्यं पात्रप्रक्षालनादिकार्यम् इत्यादि नैव करणीयम् पर्यावरणस्य रक्षणं करणीयं मशकादिकीटकेतरे सावधानं भवेत् अशुद्धं जलं गृहे न कदापि उपयोगं करणीयं वस्त्रधारणं सम्यक् भवेत् मशकजालस्य अधः निद्रां कुर्वन्तु सुपरीक्षितगृहेषु तिष्ठनं करणीयम् अशुद्धं जलं न कु कुत्रापि स्थगितं मा भवतु मशकदंशात् आत्मरक्षणं भवेत् स्वच्छतां निर्वाहयन्तु मशकदंशात् स्वस्य त्वचां रक्षणीयं स्वगृहं स्वच्छं व्यवस्थितं च भवेत्